अस्माकं ग्रामे मत्तुरु इति एकः प्रदेशः अस्ति अस्माकं प्रदेशे मत्तुरु एकः इति एकः ग्रामः अस्ति तत्र भागशः सर्वे अपि संस्कृतेन एव व्यवहारं कुर्वन्ति अस्माकं ग्रामतः घण्टात्रयस्य प्रयाणं तत्र वस्तुतः अस्माकं भागे कोपि संस्कृतेन न भाषते किन्तु संस्कृते प्रीतिः अस्ति मत्तुरु ग्रामे सर्वेपि प्रायशः भाषन्ते तत्र वाणिज्यव्यवस्थायां संस्कृतम् अपि संस्कृतस्य उपयोगः क्रियते यदा अस्माभिः गतम् आसीत् मत्तुरुप्रदेशं दर्शनार्थं गतम् आसीत् तस्मिन् समये सर्वे अस्माभिस्सह संस्कृतेन एव वाक्यव्यवहारं वार्तालापं कृतवन्तः पातुं चायादिकं दत्तवन्तः तस्मिन् समये एवं चाकलेहादीनां क्रयणार्थं यदा गतम् आसीत् तदा तैः रूप्यकाणां विषये कति रूप्यकाणि दातव्यानि इति पृष्टे सति पञ्चरूप्यकाणि इत्यादि इत्यादि व्यवहारः संस्कृतेन एव क्रियमाणः आसीत् एतद् तु सामान्य आपणेषु दृश्यते एतद् अतिरिच्य तत्र माल् इत्यादिषु विपणिमार्गेषु अपि सर्वत्र स् सर्वे संस्कृतेन एव भाषमाणाः व्यवहारं कुर्वन्ति वस्तूनां नामानि अपि संस्कृतेन व्यवहरन्ति यदि कदाचित् न ज्ञायते तदा एव अन्यभाषायाः लघु लघु उपयोगं कुर्वन्ति एतद्विहाय सर्वे अपि संस्कृतेन एव भाषमाणाः तत्र वस्तूनाम् उपरि संस्कृतेन तेषां नामानि लिखित्वा स्थापय स्थापितवन्तः च एतदपि अस्माभिः स्मर्यते एवं संस्कृतं भाषमाणाः तत्र ये गन्तारः तेषां प्रेरणादायकाः अपि सन्ति